मम प्रिय अभिनेता रन्बीर् कपूर् एवम् अभिनेत्री दीपिका पडुकोन् अस्ति तेषां चलच्चित्रेषु जनाः यत् वास्तविकं सङ्घर्षं सम्मुखीकुवन्ति तथा च मातापितृणां मध्ये तथा च मित्रमण्डलस्य सहभागिनश्च मध्ये सम्बन्धं दर्शयति यतः तेषाम् अभिनयः सर्वोत्तमः अस्ति तथा च तेषां चलच्चित्रे अस्माकम् आनन्दस्य विषये महत् पाठाः सन्ति अस्माकम् अन्तः धारितस्य दुःखस्य विषये च मम इष्टं चलच्चित्राणि सन्ति पिकु तमासा ओं शान्ति ओं ये जवानि हे दिवानि पिकु इति चलच्चित्रं पितापुत्रीसम्बन्धस्य विषये वर्तते परन्तु यदा भवन्तः गम्भीरं गोतां कुर्वन्ति तदा भवन्तः अवगच्छन्ति यत् एतद् भवतः मूलैः सह सम्बद्धतायाः विषयः अस्ति स्वीकारः प्रेम्णा अन्ते च जनानां सह जीवितुं शिक्षितुं यद्यपि ते दोषपूर्णाः सन्ति अपि च जीवनयात्रायाः विषये अस्ति